अहं वस्त्रम् आर्डर् कृतवान् आसम् किन्तु आर्डर् न दत्तवन्तः तथापि मेसेज् तु प्रेषितवन्तः तत् कथं सम्भवति यद्यपि अहं समीचीनं आप् दृष्ट्वा समीचीनं कम्पनी मध्ये एव अहम् आर्डर् कृतवान् आसम् तथापि तस्य आनयनं न जातमस्ति किन्तु मेसेज् तु आगतं वर्तते तत् कथमिति मम प्रश्नः वर्तते अपि च अहं समीचीनं कम्पनी दृष्ट्वैव अहम् आर्डर् कृतवान् तथपि एवं जायमानमस्ति इति कृत्वा अहम् अस्य कम्पनी कृते केस् स्थापयितुं शक्नोमि तत्र आप्शन् अपि वर्तते केस् कर्तुं शक्नोति इति अतः अहम् अस्य कम्पनी कृते केस् करोमि यद्यपि तत्र आर्ड्र न जातं तथापि मेसेज् तु प्रेषितवन्तः इति कृत्वा अहम् अस्य कम्पनी उपरि केस् स्थापयितुम् अवश्यं केस् स्थापयामि एव कुतः इत्युक्ते आर्डर् कृतं वर्तते सत्यं किन्तु वस्त्रं विना ते कथं तद् ओ टि पि इत्यादिकं प्रेषितवन्तः इति मम प्रश्नः वर्तते अपि च खिन्नः वर्तते बहु आर्डर् तेनैव मया स्वीकृतं वर्तते तत्सर्वं सम्यक् जातं केवलम् इदम् एकं केवलम् एवं जातं वर्तते इति कृत्वा मम खेदः अवश्यं वर्तत्येव अतः अस्य परिष्कारार्थम् इदं कम्प्नी यद्वर्तते तद् परिष्कारः तेन अवश्यं कर्तव्यः इति मम अभिप्रायः अतः भवन्तः कृपया इदं दृष्ट्वा परिष्कुर्वन्तु इति मम आशयः